लेखनस्य विषये वदामः चेत् अहं लघु लघु काव्यानि लिखामि त्रिपदि इत्युक्ते मुद्दि निद्दि लद्दि नीवु सरियागि इद्रे जीवन्दागे इद्दि इति एका त्रिपदि अस्ति तस्मिन् उपरि यदि मुद्दि इत्युक्ते तत् भोजनमेव यदि भोजनं भवन्तः सम्यक् कुर्वन्ति अस्माकम् आरोग्यं सम्यक् भवति नन्तरं नद्दि इत्युक्ते निद्रा यदि वयं प्रतिदिनं षट् घण्टातः अष्टघण्टातावत् सम्यक् निद्रां कुर्मः चेत् अग्रिमदिने अस्माकं कार्यं पूर्णं भवति अनन्तरं मुद्दि एतत् लद्दि तृतीयम् अस्माकं तत् लघुशङ्का बृहत्शङ्का भवति खलु तत् शौतकार्यं सम्यक् भवति चेत् नाम सर्वं भारः न्यूनः भवति अस्माकं कार्यमपि समीचीनं भवति एवमेव सर्वरीत्या भवति एवमेव वयं त्रिपदिरूपेण सर्वं किमपि तत् चिन्तयन्त तदेव लिखामि अधिकाधिकं न लिखामि एव त्रिपदि उपरि अधिकं मम एतत् निमन्त्रणमस्ति